अहं यदा स्वजनैः साकं क्रीडामि तदा मम कृते बहु सन्तोषः सन्तोषः भवति तथैव तेन अस्माकं सम्बन्धः अपि भवति तेन तथैव मम किमपि कष्टमस्ति चेत् तस्मै अहं वदामि सः तस्य किमपि कष्टमस्ति चेत् सः मम कृते वदति एवं ते स्वजनैः साकं यदि अहं क्रीडामि एतादृशं महत्त्वानि भवन्ति यदि एतद् ग्रामीणजनाः यदि दृष्टं पश्यन्ति तदा द्विधा चिन्तयन्ति एकं सकारात्मकतया चिन्तयन्ति एकं नकारात्मकतया चिन्तयन्ति ये सकारात्मकया चिन्तयन्ति ते किं ते पश्यन्तु स्वजनैः साकं कथं समीचीनतया क्रीडन्तः सन्ति इति सकारात्मकं वदन्ति ये नकारात्माकं ये नकारात्मकं चिन्तयन्ति ते तु ते स्वजनैः साकं तावदेव क्रीडन्ति अन्येषां साकं न क्रीडन्ति इति चिन्तयन्ति इति एवं प्रश्नस्य उत्तरम्